राम्टेक् नगरस्य जनाः आजीविकायाः कृते कृषिं पशुपालनं व्यापारं आश्रिताः सन्ति आं यन्त्रदुकानानि अपि सन्ति येषु कृषिः आदि उद्योगेषु अन्त्राणि साधनानि च प्राप्यन्ते राम्टेक् नगरस्य जनाः आजीविकायाः कृते अधिकतया कृषिपशुपालनलघुव्यापारयोः उपरि निर्भराः सन्ति आं कृषिकारस्य अन्यव्यापारस्य वा उपकरणानि प्रदातुं यन्त्रदुकानानि अपि भवितुम् अर्हन्ति रामटेक् नगरस्य जनाः आजीविका मुख्यतया कृषि आधारिता अस्ति आम् कृषिः आदि उद्योगानाम् उपकरणानि प्रदातुं यन्त्रं दुकानानि अपि भविष्यन्ति राम्टेक् नगरस्य जनाः अधिकतया कृषिक्षेत्रे एव आश्रिताः सन्ति आम् उपकरणविक्रयणं कुर्वन्ति यन्त्रदुकानानि अपि भविष्यन्ति मम स्वाकीयं कोपि क्षेत्रं नास्ति परन्तु राम्टेक् नगरस्य जनाः सामान्यतया कृषिपशुपालनव्यापारक्षेत्रे संलग्नाः सन्ति आं च अत्र अपि यन्त्रदुकानानि स्युः रामटेक् नगरस्य जनाः अधिकतया कृषिक्षेत्रे एवम् आश्रिताः सन्ति आम् अत्र अपि यन्त्राणां णां दुकानानि भविष्यन्ति राम्टेकस्य अधिकं जनाः कृषिकार्यं कुर्वन्ति आं यन्त्रदुकानानि अपि भविष्यन्ति मम स्वकीयं क्षेत्रं नास्ति परन्तु जनाः रामटेक् नगरे कृषिव्यापारं च कुर्वन्ति यन्त्राणां दुकानानि अपि भविष्यन्ति